हरिः ओम् नमस्ते आं भगिनि आं सुधा भगिनि अत्र संस्कृतपुस्तकानि व्याकरणपुस्तकानि पाठनपुस्तकानि अनन्तरम् उपासनपुस्तकानि इतिहासपुस्तकानि च सर्वाणि पुस्तकानि अत्र सन्ति भगिनि किमावश्यकं भवत्यै अस्तु भगिनि हा हा बालानां शिशुगीतं पुस्तकमस्ति वार्ता पुस्तकमस्ति एवं पुस्तकानि महाभारतं सचित्रं पुस्तकानि अपि सन्ति हा किं किम् आवश्यकं भगिनि एकं वा वाक्य आवलिं ददाति वा किं किम् आवश्यकम् इति

दश पुस्तकानि श्रुण्वन्तु कथामेकाम् इति बालानां पु कथापुस्तकमस्ति तद् विंशतिरूप्यकाणि पुस्तकस्य मूल्यं विंशतिः आं कति पुस्तकानि आवश्यकानि अस्तु भगिनि सिद्धान्तकौमुदी इति उक्तवती किल अशीतिरूप्यकाणि इति मन्ये आम् तस्य दश रूप्यकाणि पञ्चाशत् पञ्चाशत् रूप्यकाणि आम् अस्तु भगिनि आमां निश्चयेन प्रेषयितुं शक्यते भगिनि सन्देशं प्रेष्यतु भवत्याः गृहसङ्केतम् अनन्तरं पुस्तकानाम् आवलिम् अपि एकं सन्देशं मह्यं प्रेषयतु अहं तद् अनुसृत्य कियद् भवतीति भवतीं सूचयामि भवती तस्य धनं जीपे द्वारा प्रेषयितुं शक्यते तद् प्राप्य अहं पुस्तकानाम् अहं भवतीं कोरियर् करिष्यामि भगिनि अस्तु भगिनि धन्यवादः